मम पुत्रः भ्राता न्यूनतं सह पदवीं प्राप्नु प्राप्नुमः इति अहमिच्छामि यदि पदवीं प्राप्यते तर्हि वृत्तिः तु भवति किन्तु तस्य अथवा तस्याः बुद्धिः अपि सम्यक् भवति यदि सः तस्य उपरि अपि यदि पदव्युत्तरं शिक्षणं सः प्राप्नोति तर्हि बहु तैः सम्यक् भवति तस्य जीवनस्य दृष्टिकोनः अपि भिन्नमस्ति सः सः अन्याः न् अन्याः दृष्ट्याः सः प्रत्येकम् प्रसङ्गं सह पश्यति